ते नष्टप्रायाः भारतीयकलाविशेषाः नाम कलारी पयट्टु इति एका युद्धकला वर्तते सा तु इदानीं बहु नष्टा इत्येव वक्तुं शक्यते केवलम् एकस्मिन् राज्ये तस्य तस्याः विद्यायाः उपलब्धिः भवितुम् अर्हति तदपि केरलदेशेषु तस्य उपलब्धिः वर्तते एवं क्वचित् क्वचित् तत्र केरले विद्यमानाः पठित्वा अन्यत्र अन्यस्मिन् देशे अस्मि अन्यस्मिन् राज्यं रा राज्ये गत्वा तस्य पाठनं कुर्वन्ति इत्यतः अन्यत्रापि लघुरूपेण तस्याः विद्यायाः प्रदर्शनं भवितुम् अर्हति एवं कलरि पयट्टु इति युद्धकला पूर्वतनं पूर्वं बहु पूर्विका एव वर्तते तेन तया एव विद्यया इदानीन्तनकराटे टैकाण्डो कुम्फु इत्यादिकलाः आरब्धाः इदानीं मार्शल् आर्ट्स् इति यद्युच्यते तदपि कलारी रूपा एव भवति उदाहरणार्थं संस्कृतमेव पूर्वं सर्वस्यापि आधारः आधारभूतमासीत् इदानीं संस्कृतम् आधारीकृत्येव कन्नडभाषा तेलुगुभाषा तमिळ्भाषा इत्यादि इत्याद्याः भाषाः प्रसृताः एवं कलरी विद्याः विद्या अपि तादृशे एव इदानीं नष्टप्राय किन्तु तस्याः उप स्थानमितोपि समाजे वर्तते इति वक्तुं शक्यते एवं एवमेव शिला शिलायाः करणं शिलाविद्या एवं पादरक्षाकरणं पूर्वं तु पादरक्षाः चर्मणा क्रियमाणाः कृताः भवन्ति स्म एवं तादृश्यः विद्याः अपि इदानीं नष्टप्रायाः जायमानाः इति कलाः भवितुम् अर्हन्ति तत्र कलारि विद्या शिलाविद्या इत्याद्यः विद्याः भवितुम् अर्हन्ति